मूर्तिः सामान्यतया शिलानिर्माणं कष्टकार्यं दातु निक्षेपणं वा कुम्भकारस्य माध्ये एव माध्यमेन वा निर्मायति तेषां सम्यक् अनुपातं स्तिथिं हावभावं च वर्णयन्तः प्राचीनयुग ग्रन्थाः पुराणानि आगमाः संहिता च सन्ति मूर्त्यां व्यञ्जनानि विविधहित हिन्दुपुर् परम्परासु भिन्नानि सन्ति उग्रप्रतीकवादात् आरम्भ्य विनाशं भयं हिंसा च तदा तः सौम्य प्रतीकवादः आनन्दं ज्ञानं सामाजस्यं च व्यक्तं कर्तुम् सौम्या प्रति प्रतिमा हिन्दुमन्दिरेषु अधिकतया दृश्यते हिन्दुधर्मः दृश्यमानः अन्ये मूर्तिरूप लिङ्गम् अपि अन्तर्भवति